मम गृहम् अधुना अरण्यस्य समीपे एव विद्यते अतः मम गृहस्य समीपे मालिन्यं न विद्यते किमर्थञ्चेत् वातावरणे यद्मालिन्यं विद्यते तत्सर्वम् अरण्ये अरण्यात् नाशं भवति ततः परिसरशुद्धं भवति वयमपि उद्यानं कृतवन्तः अतः गृहस्य समीपेऽपि उद्यानं विद्यते